भवान् एव अहम् एकम् आवश्यकम् अस्ति अहम् अत्र संस्कृतिभवन् अस्ति एस् पी फ़ोर्ट् समीपे मम आवश्यकं रात्रौ तिरुवनन्तपुरं देशे राज्य संस्कृतकार्यालयतः अहम् आगच्छामि भवान् अत्र कुत्र अस्ति भवान् भवान् किञ्चित् समये मम आवश्यकं एकं किञ्चित् समये पट्टिकां पठ्यते कति दूराः सन्ति एकं एकविंशतिः वाहने वाहने इन्दनमस्ति उत अस्तु अहमपि अहं मम छात्रः मम सहपाठि अस्ति सर्वे द्वे छात्राः अस्ति मम नाम अभिजितः भवान् वदतु वदतु वदतु के एल् लिखति द्वे पञ्च

त्रीणि ए एकवारं वदामि एकवारं के एल् चत्वारि पञ्च ओ के द्वितीय ओ के उत्तमम् उत्तमम् भवान् कति रूप्यकं आवश्यकं कति रूप्यकं न्यूनम् अस्ति किञ्चित् वयं वयं छात्राः यदि डिस्कौण्ट् अस्ति वा किं समये भवान् आगच्छतु अहं यत्र अस्मि अस्ति मम छात्राः अस्ति शीघ्रम् आगच्छतु